आम् अहं वीडियो खेलानां विषये जानामि मम प्रियः विडियो गेम्स् एक्सन् रोल् प्लेयिङ्ग् गेम्स् च सन्ति अहं तान् क्रीडितुं बहु रोचयामि यतोहि ते मम अनुभवं ददति मां भिन्नं जगन्तं प्रति नेतुं भवतः प्रियाः विडियो क्रीडाः के सन्ति किं च भवतः तान् क्रीडितुम् इच्छाम् जनयति मां प्रियाः मम प्रियाः विडियो क्रीडाः सन्ति सुपर् मोरि च अहम् इति क्रीडायाः कारणं च येसः अतीव मजेदारः इति क्रीडा अस्ति तथा च मम मित्रैः सह क्रीडितुम् मम आनन्दः भवति इत्यस्मिन् मम स्वकीयानां लोकानां निर्माणे मम आनन्दः भवति तथा च सुपर् मारो इत्यस्मिन् अहम् इत्यस्य रोमाञ्चकारी गेम् प्ले मजेदारस्तरं च आनन्दं नीयतुं प्राप्नोमि भवद्भ्यः के के विडियोः क्रीडाः रोचन्ते किञ्च भवतः तान् क्रीडितुम् इच्छा जनयति